मम प्रदेशे स्थानीययानव्यवस्था बहु तत्र समीचीना अस्ति तत्र बहूनि साधनानि सन्ति यथा ई रिक्षा भवति खलु तथैव रिक्षा भवति कार्यानमस्ति पुनः बस्यानमपि अस्ति सामान्यम् अत्र मम इदानीं जयपुर प्रदेशे तु मेट्रोयानम् अपि अस्ति एवं बहूनि साधनानि सन्ति सामान्यजनानां कृते एतैः यानैः गमनागमने अतीवसाहाय्यं भवति खलु

एकस्मिन् सिग्नल् मध्ये तत्र बहुसमयः भवति किन्तु सः एव जनः मेट्रोयानद्वारा यदि गच्छति इतस्त पश्यतु अत्र जयपुरे अहम् अत्र मान् मानसरोवरे अस्मि पुनः चान्दपोल् इत्युक्ते तत्र जयपुरे अस्ति खलु मु मुख्य आपणकमस्ति यदि तत्र गन्तव्यं भवति तर्हि बहु सम्मर्दः मिलति मार्गे तदेव यदि सः मेट्रोयानेन गच्छति तर्हि शीघ्रतया झटिति गन्तुं शक्नोति एवमेव कदाचित् पार्श्वे एव इतस्ततः गमनीयम् अस्ति तर्हि ई रिक्षा इत्यादिकं सम्यक् अस्ति यतोहि तत्र पोल्यूशन् प्रदूषणम् इत्यादिकमपि नास्ति अतः स्थानीययानव्यवस्था समीचीनास्ति तत्र तेषु काश्चन व्यवस्थाः सर्वकारपक्षतः अस्ति काश्चन् तत्र वैयक्तिक व्यवस्थापि सन्ति किन्तु अहं यत्र निवसामि तत्र समीचीना स्थानीययानव्यवस्था वर्तते इति